मया अधीतशास्त्रस्य मूलग्रन्थः ब्रह्मसूत्रभाष्यः इति ब्रह्मसूत्रस्य रचयिता बादरायणाचार्यः ब्रह्मसूत्रभाष्यस्य रचयिता श्रीशङ्करभगवत्पादः प्रायः ब्रह्मसूत्राणि बादरायणः क्रिस्तपूर्वे पञ्चसहस्रतमे प्रायशः त तद् सूत्राणि लिखितवान् अनन्तरम् अनेकाः वर्षाः अभवन् परन्तु कोऽपि भाष्यं न सम्यक् रचितवन्तः शङ्कराचार्यस्य पूर्वे अनेकाः वृत्तिकाराः आसन् परन्तु ते किं रचितवन्तः के ग्रन्थाः ते रचितवन्तः इति वयं न ज्ञातुं इदानीं शक्यते परन्तु शङ्कराचार्यस्य भाष्ये तस्य तेषां ग्रन् विषयानां प्रस्तु प्रतुतः भवति तत्र विशेषः इत्युक्ते किं ब्रह्मसूत्रः किमर्थं भवति ब्रह्मसूत्र ब्रह्मसूत्राणां रचयिता बादरायणाचार्यः वेदान्तशास्त्रम् अवगम्य सम्यगवगम्य सूत्राणि रचितवान् रचितानि सः सर्वत्र सूत्रं कथं भवेदित्युक्ते अल्पाक्षरं असंदिग्धं सारवत् विश्वतोन्मुखम् अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो विदुः इति सूत्रस्य लक्षणं भाष्यकारः तद् अनुसृत्य भाष्यम् रचितुं शक्यते तत्र एक एकः एव सूत्रः वयं तत्र स्वीकुर्मः चेत् अथातो ब्रह्मजिज्ञासा इति भवति तस्य अर्थः किं इति वयं भाषादृष्ट्या वयं चिन्तयामः चेत् वयं ज्ञातुं न शक्यते परन्तु यदि वयं भाष्यम् अध्ययनं कुर्मः चेत् तदपि आचार्योपदेशेन कृतम् भाष्याध्ययनमेव सार्थक्यं भवेत् अतः वयं यदि गुरुमुखेन वयं कुर्मः चेत् सूत्रस्य अर्थः अर्थस्य अन्तरार्थः किं विशेषः तत्र अस्ति एतत् सर्वं वयं ज्ञातुं शक्यते